समाजे शान्तिं कल्पयितुं तथा नागरिकान् च रक्षयि रक्षितुं आदौ उद्योगावकाशः अपेक्षते किमर्थमिति चेत् उद्योगं पुरुषसिंहमुपैति लक्ष्मी इति यः पुरुषः उद्योगः करोति उद्योगं करोति सः एव पुरुषः समाजे स्थानमानादिकं प्राप्नोति यस्य पुरुषस्य उद्योगः नास्ति सः एव समाजघातुककार्याणि कुर्वन्ति यथा चौर्याधिकं ड्रग्स् इत्यादि कार्ये सः निमग्नो भवति तस्मात् आदौ नागरिकान् च रक्षयितुं तथा अपराधसंख्यान् न्यून् अपराधसंख्यान् निवारयितुम् आदौ उद्योगावकाशं उद्योगमेलाधिकं कर्तव्यं तथा च देशे अस्माकं भारतदेशे जनसंख्या आधिक्येन तत्र उद्योगावकाशाः न सन्ति तस्मात् अपराधसंख्या अपि तत्र महत्तरमस्ति तन्निव तद् अपराधसंख्यां निवारयितुं ये आरक्षकाः सन्ति ते सर्वे सर्वकारस्य अधीनाः सन्ति तेषाम् आरक्षकाणां सम्पूर्णबलं सर्वकारेण देयं तस्मात् ते अपराधीन् अपराधसंख्यां न्यूनीकर्तुं शक्नु शक्नुवन्ति इति